स्वबालकानां विद्यालये प्रवेशार्थम् शुल्कं राष्ट्रीय सर्वशिक्षा अभियानमाध्यमेन एकवर्ष चतुर्दशवर्षपर्यन्तं निःशुल्कं ददाति परञ्च यदि स्वबालकानां प्रैवेट् विद्यालये गच्छति तत्र शुल्कम् आवश्यकम् अस्ति

शुल्कम् आवश्यकम् अस्ति किञ्चित् सर्कारि विद्यालये अल्पम् अस्ति परञ्च प्रैवेट् विद्यालये अधिकं जातं शुल्कम् परञ्च आवश्यकं सर्वेषु विद्यालयेषु अस्ति